मया सद्यः आन्लैन् द्वारा एका शाटिका क्रीता आसीत् तत् कारणतः मम महान् समयः शिष्टः अभवत् अन्यथा आपणान् गत्वा सर्वं चयनम् इत्युक्ते महान् समयः व्ययितः अभविष्यत्